मम प्रदेशे भाषिकं गणः वर्तते राजस्थानप्रदेशस्य डुङ्गर्पुर् बाश्व्वाडा इत्यस्मिन् क्षेत्रेषु आरण्यकाः निवसन्ति तथा मम प्रदेशे भाषा व्यत्ययः न दृश्यते यतोहि अनेकाः क्षेत्रीयभाषाः अत्र सन्ति विशेषतः मार्वाड् ढूण्डाड् मेवाडी हाडोती सेखावाटी व्र ब्रज् अत्र कर्मशः मार्वाडी ढूण्डाडी मेवाडी हाडोती सेखावाटी भाषाः वर्तन्ते अतः अत्र भाषा आधारितः कोऽपि विरोधाभासः भेदभावं न कुर्वन्ति परस्परम् अन्योन्यभाषाणां सम्मानं कुर्वन्ति